हरिः ओं

आ मया कृतं भवान् कृतवान् न आं सम्यगस्मि भो भवान् भो इदानीं काल् कृतं भो बहूनि दिनानि जातानि अस्ति सम्भाषित्वा

एवं वा आम् ओ सम्यगस्मि

आं भो आं भो अस्माकं ग्रामेण एव भो आम् आमाम् एवं दृष्टवान् भो आं दृष्टवान् अस्मि ओ अन्यकारणे वा अस्तु आं तस्य आम् आम् एवम् ओहो हो हो अच्छा नास्ति भो अन्यत्रापि अस्ति अन्यत्र नाम देलीनगरे अस्ति भो आं भो

तत्रापि केन तेनैव कार्यं कृतमस्ति बहु सम्यक् अद्भुतं ह सिटि मध्ये भो कथं कार्यं कृतवान् नाम मासद्वये एव सर्वं रेडि कृतवान् अस्ति सः आ ओ हो अच्छच्छा हा हा हा दृष्टवान् आ हा हा तद् स्थानं वा ओहो

हलो

हलो भवतः किं ध्वनिः नागच्छति अस्ति अत्र पुनः वदतु हा हा आगतम् आगतं किं सहायं वदतु भो आ हा अहं कारयामि आ हा हा

आ हा तां करोमि अहं हा ददामि भवान् वदति चेत् भवान् तु मम पार्श्वे एव वसति भो मम ग्रामीणः भवान् अपि

आं भो आम् आम् आ न भो

वस्तुतः मया अपि वाटिका कर्तव्यमस्ति अस्मिन् विषये किञ्चित् आं चिन्तयन् अस्मि पूगीफलस्य किमेकं वा लघु वाटिकां तत् कुर्मः इति एवम् आ मिलतु मिलतु आगच्छतु मम ग्रामं ग्रामम्

आ ह आगच्छन्तु आगच्छन्तु आमामाम् आ आ आ आं गच्छामः अस्तु शुभरात्रिः